अहं मन् धन्यवादः भवतः नाम किं अहम् अहं मञ्जुनाथ हेगडे इति बेङ्गळूरुनगरतः आगतवानस्मि अहम् अत्र मलेनाडु इति इति स्थाने प्रसिद्धं तीर्थक्षेत्रं प्रेक्षणीयं क्षेत्राणि सन्ति क्षेत्रं क्षेत्रं दर्शयितुम् आगतवान् अस्मि ते भवान् मार्गदर्शकः अस्ति किल क्षेत्रमार्गदर्शकः अस्ति वा अत्र अत्र प्रसिद्धक्षेत्राणि कानि मार्गः मार्गः समीचीनमस्ति वा आम् उत्तमम् उत्तमम् अस्तु किल

प्रसिद्धदेवालयः अस्ति किल अत्र एका एका नदी अस्ति किल श्रू श्रूयताम्

प्रसिद्धः प्रसिद्धक्षेत्रं

रामकोण्ड इति नाम्ना कथ्यते वा कथ्यते पर्यायं अत्र अन्यत्र अन्य अन्यत्र कुत्र गच्छामः

ओ नाना व् विध पक्षिणः अत्र दर्शनं कर्तुं शक्यते वा उत्तमम् उत्तमम्

सिद्धेश्वरपर्वतो वा सिद्धेशरः इति ट्रकिङ्ग् क कर्तुं शक्यते वा अस्तु अस्तु अस्तु मम मम भार्या अहं द्वावपि अत्र अग्रे किञ्चित् किञ्चित् कुप्पळ्ळि नगरं कथितं वा कुप्पळ्ळी कुप्पळ्ळि नगरे ग्रन्थालयः अस्ति वा ओ किं किं किम् अस्ति विरचितं पुस् पुस्तकानि सन्ति वा

मया श्रूयते एका प्राचीनगृहम् अपि अस्ति कुवेंपु माहाशयः माहाशयस्य प्राचीनकालस्य विविधाः

अस्तु अस्तु अहम् आगच्छामि ततः तत्र समीपे कानिचन जलक्षेत्रम् इत्यादयः अस्ति किल

चतुर्विधजलादारा अस्ति इति वा शिवमोग्गा जिल्लातः अस्ति किल उत्तरकन्नड जिल्ले

अन्यत्र भविष्यति गन्तुं शक्यते अत्र

अहम् अहम् अहं शीघ्रमेव आगच्छामि ब बहु उत्सुका अस्मि दर्शनं दर्शनं कर्तुम् उत्सुका अस्मि शीघ्रमेव आगच्छामि अस्तु पुनर्मिलामः